युद्धकलाशिक्षणम् अतिप्रमुखं वर्तते युद्धकलाशिक्षणम् इति यद्वर्तते शिक्षणानन्तरं तस्य अभ्यासः अतीव प्रमुखं भवति अन्यकार्यैः सह प्रतिदिनं अस्माभिः अर्धघण्टा वा एकघण्टा वा अभ्यासार्थं यदि दद्मः तदा युद्धकला इति यः विषयः अस्माकं कृते सरलं भवति सामन्यं भवति पुनश्च उपयोगप्रदमपि भवति युद्ध युद्धकला इति यः वर्तते केवलं युद्धकाले तस्य प्रयोगः इति न कदाचित् अस्माकं स्वक्षणाय कदा तस्य प्रयोगः भवेत् इति वयं न जानीमः साक्षात् आकस्मिकदृष्ट्या तस्य शिक्षणं भवेत् पुनश्च तस्य अभ्यासः अपि भवेत् अतः शरीरस्य कृते तस्य प्रयोगं कर्तुं शरीरस्य कृते प्रतिदिनम् अभ्यासम् अपेक्षितं भवति मम जीवने अन्यकार्य कार्यक्रमे कार्यक्रमेषु मध्ये कदाचित् प्रतिदिनम् अर्धघण्टा वा एकघण्टा वा अहं तस्य कृते शिक्षणस्य कृते अभ्यासस्य कृते अहं ददामि इत्यतः प्रतिदिनम् अहम् अभ्यासं करोमि इत्यतः अहं तस्य प्रयोगकरणे क्लेशं न अनुभवामि